ग्रामप्रदेशे इदानीं व्यापारं कर्तुं बहु समस्याः सन्ति इति वक्तुं शक्यते प्रथमतया ग्रामीणप्रदेशे जनसंख्या अपि बहु न्यूना भवति अनन्तरं ग्रामप्रदेशतः नगरप्रदेशपर्यन्तं तत्र वाहनादि तत्र भवति वाहनानि भवन्ति अतः अधिकाः जनाः नगरे एव तत्र वस्तूनि स्वीकृत्य आगच्छन्ति ग्रामे प्रदेशे ये व्यापारः करोति तत्र किं भवति जनाः ऋणं कृत्वा एव वस्तूनि स्वीकर्तुम् इच्छन्ति अनन्तरं तत्र ऋणं स्वीकर्तुमपि बहु कष्टं तत्र अनुभवन्ति अतः पुनः नगरप्रदेशतः पुनः वस्तूनि अपि तत्र नेतव्यं भवति समस्या अपि बहु भवति ऋणं ऋणस्य कारणतः एव व्यापारः उत्तमरीत्या न भवति अतः तदर्थं किञ्चित् उत्तमरीत्या ते व्यापारं कर्तुं बहूनि वस्तूनि तत्र स्थापितव्यानि भवति तत्र ऋणम् अपि न दातव्यम् एवम् अभ्यासं कृत्वा एव उत्तमरीत्या व्यापारं कर्तुं शक्यते इति भासते